वार्ता उद्यमः वाक् स्वान्त्र्यं सम्यक् उपनियुक्ति यतः सर्वकारं विरुद्ध यदा समस्यानां विषये वक्तव्यं

यदि वाक्स्वातन्त्र्यं नास्ति तर्हि क्लेशः भवति अधुना वार्ता उद्यमेषु समस्यानां विषये सम्यक् चर्चा क्रियते इत्यतः वाक् स्वातन्त्र्यं उपयुक्तं इति भाति तथैव वार्तायाः गूप गूपयातायाः विषये सर्वदा वार्ता उद्यम जनैः नियमोल्लङ्घनं क्रियते इति मे भाति